मम इष्टतमः विषयः शालायां मध्ये इतिहासः आसीत् किमर्थमित्युक्ते इतिहासविषये पठामः चेत् भिन्नभिन्नस्थानानां विषये अपि जानीमः अनन्तरं राज्ञान् विषयाणाम् अपि कथानाम् अपि जानीमः ज्ञातुं शक्यते अनन्तरम् मन्दिरं कः एतत् मन्दिरं स्थापितवान् इति तद् विषये अपि अह मम मम ज्ञानं वर्धते अनन्तरं जियोग्रफ़िकल् विषयमपि मम वयं क एकं स्थानम् अथवा एकनगरं कुत्र अस्ति कथं भवति कथं भवति वातारणं कथं भवति इति ज्ञातुं शक्यते तद्विषये ज्ञातुं ताः वयं तत्र यात्रां कर्तुम् वा तत्र जनाः अस्ति खलु सन्ति खलु तत् त्वा तान् विषयान् अपि ज्ञातुं शक्यते स् तदेव इतिहासः रोचते